मानसिकव्याधीनां विषये अस्माकं भारतीयदेशीयचिकित्साक्रमाणां विचारः एषः वर्तते प्रप्रथमम् तस्य मानवस्य मनसः कूलङ्कुशं परिशीलनं परिशीलनं कृत्वा मुखामुखं मन्त्रणं वा मर्शनं वा क्रियते तदनन्तरं औषधं दीयते परं देवताविषये वा क्षेत्रविषये वा तीर्थविषये वा कुत्रापि किमपि करणीयम् इति तस्मै तस्यै वा उच्यते अन्ते अस्य मानवस्य ज्योतिष् प्रकारं यत् यत् करणीयं ग्रहदोषादि निवारणम् तत्समानरीति कर्म कर्माणि वा क्रियन्ते